शिक्षा नाम काचित् आजीवनप्रचाल्यमाना प्रक्रिया शिक्षा न केवलं सूचनाग्रहणस्य प्रक्रिया अपि तु अस्माकं याः आन्तरिकशक्त्यः भवन्ति तेषां शक्तीनां बहिराननं बहिरानयनं प्रकाशनं वा शिक्षा इति उच्यते शिक्षा मूल्यं बोधयति शिक्षा विवेकम् उदयति शिक्षा अस्माकं बुद्धिं परिष्करोति अस्माकं विचारान् परिष्कृत्य प्रकटीकरोति अशिक्षितजनाः किं न प्राप्नुवन्ति इत्यत्र अशिक्षितः सः भवति यः अधीत्यापि स्वव्यवहारे नूतनविचारान् न आनयति मूल्यानां प्रकाशनं न करोति समाजाय किमपि कार्यं न करोति देशहिताय किमपि कार्यं न करोति नैतिककथां विस्मृत्य आचरणं करोति अतः यः अशिक्षितः सः स्वजीवने मूल्यं न परिचिनोति सः स्वा शान्तिं सुखं न प्राप्नुवन्ति यतः सुखस्य मूलं भवति धर्मः अतः धर्म धर्मस्य आचरणमस्माभिः नैतिकताधारेण कर्तुं शक्यते यत्र नैतिकथायाः अभावः भवति तत्र अस्माभिः सुखस्य वा कल्पनं कर्तुं न शक्यते अतः मूल्यं नैतिकता विवेकः इत्यादीनां अस्माकं व्यवहारे आनयनं शिक्षया भवति अतः अशिक्षिताः एतेषाम् आनयनं स्वव्यवहारे स्वजीवने कर्तुं न प्रभवन्ति अतः ते अतः ते सर्वदा दुःखिनः भवन्ति सुख सुखभोगात्ते वञ्चिताः भवन्ति